आं मम विद्यालये ग्रन्थालयः अस्ति तत्र बहवः पुस्तकानि सन्ति ते यथा मेघदूतं शुकन्यास उपदेशः कुमारसम्भवं रघुवंशं किरातार्जुनीयं शिशुपालवधं दशकुमारचरितम् अभिज्ञानशाकुन्तलं यक्षप्रश्नमहाभारतं रामायणं श्रीमद्भगवद्गीता काव्यप्रकाशः धन्यालोकः नाट्यशास्त्रं वक्रोक्तिजीवितं नैषधीयचरितं सौन्दर्यलहरी इत्यादयः मेघदूतम् एकं खण्डकाव्यं तथा गीतिकाव्यम् इति मेघदूते द्वौ खण्डौ स्तः प्रथमखण्डः भवति पूर्वमेघः अपरखण्डः भवति उत्तरमेघः कुमारमम्भवं शिशुपालवधं नैषधीयचरितम् एतानि त्रीणि बृहत्त्रयी काव्यानि सन्ति